वास्तुशास्त्रं शिल्पशास्त्रं च परस्परं सम्बद्धम् अस्ति इति मन्ये परन्तु आधुनिककाले भारते वस्तुशात्रं शिल्पशास्त्रं च भिन्नं अध्ययनं कुर्वन्ति अद्यतनशिल्पशास्त्रं मन्दिरस्य निर्माणार्थम् एव नियमितम् अस्ति आदिकाले शिल्पकाराः बहवः आसन् परन्तु अद्य बहुन्यूनाः किन्तु गृहनिर्माणम् उद्यमे वास्तुशास्त्रम् अति प्रसिद्धं जनाः अपि वास्तु वास्तुयुक्तगृहं रोचते गृहनिर्माणकाले वास्तुविषयकम् अधिकम् पृच्छन्ति